त्वया सम्पादितेषु कार्येषु श्रेष्ठं कार्यं किम् इति मन्येसे किं तत्र गर्वस्थानम् इति प्रश्नः पृष्टः अस्ति सम्पादितानि कार्याणीत्यस्य अयमर्थः कृतानि कार्याणि इति एवं चिन्तयामः लोके सर्वोपि जन्तुः यत्किञ्चित् कार्यं सर्वदा करोत्येव कर्तव्यमपि किमपि कार्यम् अकृत्वा कोपि स्थातुं न शक्नोति जीवितुमेव न शक्नोति यथोक्तं गीतायां न हि कश्चित् क्षणमपि जातुतिष्ठत्यकर्मकृत् कार्यतेह्यवशः कर्मसौ सर्वः प्रकृतिजैर्गुणैः अस्य अयमर्थः कोपि जन्तुः एकस्मिन् क्षणे एकक्षणपर्यन्तमपि कार्यं किमपि अकृत्वा स्थातुं न शक्नोति सर्वस्मिन्नपि क्षणे सर्वोपि जन्तुः यत्किञ्चित् कार्यं करोत्येव तत्र कदाचित् शरीरकार्यं न भवति चेदपि मानसं कर्म भवति वाचिकं कर्म भवति शरीरस्य कार्याभावेपि मनः कार्यं करोति वाक् कार्यं करोति यद् जाग्रदवस्थायाम् शरीरम् इन्द्रियाणि एतत्सर्वं कार्यं करोति स्वप्नेपि मनः कार्यङ्करोति केवलं सुषुप्तौ एव जीवः कार्यरहितो भवति अतः जन्म आरभ्य सर्वैः कार्यं यत्किञ्चित् कर्तव्यम् लोकयात्रापि च ते न प्रसिद्धेदकर्मणः लोकयात्रा एव न भवति कर्मणः अभावे तर्हि किं कर्म कर्तव्यम् इति एकः मुख्यः प्रश्नः किं कर्म इत्युक्तौ सत्कर्मकर्तव्यम् तदेव पुण्यम् इत्युच्यते साधुकर्म इत्युच्यते यस्य कर्मणः अनुष्ठानेन स्वस्य समाजस्य च उपयोगः भवति पुनश्च न केवलम् अद्य सुखं जनयति अपि तु दशवर्षानन्तरं शतवर्षानन्तरं जीवनयात्रायाः समाप्तेः परमपि यत् कर्म सुखञ्जनयति तत्कर्म कर्तव्यम् अतः एव बाल्ये वयसि तत् कुर्यात् येन वृद्धः सुखं वसेत् आजीवनञ्च तत्कुर्यात् येन प्रेत्य सुखं वसेत् इति एकं वाक्यमस्ति बाल्ये वयसि तत्कर्मकर्तव्यं यस्य कर्मणः करणेन वृद्धोपि सः सुखं प्राप्नुयात् पुनश्च यावज्जीवं तत्कर्म कर्तव्यं यस्य कर्मणः अनुष्ठानेन मरणानन्तरमपि सः सुखं प्राप्नुयात् एवञ्च शास्त्ररीत्या एवं विधं कर्म कर्तव्यं तथापि सर्वात्मना सर्वं साधुकर्म एव कर्तुं कोपि न शक्नोति अहमपि तथैव कार्याणि क्रियन्त इव साधुकर्म कर्तव्यमिति इच्छा भवति चेदपि कदाचित् अन्यदपि कर्म असाधुः कर्म अपि कृतं भवति किन्तु इदन्तु मनसि स्थापनीयं भवति यत् सत् कर्म कर्तव्यमिति कदाचित् असत्कर्मपि भवति चेत् तत् असत्कर्म मया कृतम् इति विचिन्त्य इतः परं वा एतादृशं वर्जनीयम् इत्येवं साधुः कर्म अनुष्ठानस्य प्राधान्यं वर्तते प्रथमं तत् तः लोके सत्स्वपि बहुषु कर्मसु एकं मुख्यं कर्म वर्तते यस्मिन् मार्गे अहमपि अस्मि तदस्ति अध्ययनम् अध्यापनञ्च श्रुतावपि स्वाध्यायप्रवचनाभ्यां न प्रमथितव्यं स्वाध्यायप्रवचनाभ्यां न प्रमादः इति आदेशः अस्ति स्वाध्यायः अध्ययनं प्रवचनम् अध्यापनम् एतदुभयं बहु मुख्यङ्कर्म अतः शास्त्रेपि अनयोः अध्ययन अध्यापनयोः कर्मणोः कृते महत्प्राधान्यं दत्तम् तच्च कार्यम् अध्ययनं वा अध्यापनं वा बहुभ्यः वर्षेभ्यः क्रियमाणमस्ति अध्ययनं कदापि समाप्तम् इति न भवति यतः बहवः अस्माकं सम्प्रदाये अध्येतव्यः विषयास्सन्ति तत्र अध्ययनं समाप्तम् इतः परम् अध्ययनं नावशिष्टम् इति कदापि न भवति अवशिष्टाः बहवो हि विषयाः भवन्ति अतः तदध्यनङ्कृतं किञ्चिद्वा अध्ययनं कृतं वेदशास्त्राणाम् इति तु एतदेव एकं मुख्यं गर्वस्य स्थानं भवति यद्यपि बहूनि कर्माणि भवन्ति लोके कृषिकर्म भवति वाणिज्यं कर्म भवति एवम् अन्यानि अन्यानि कर्माणि भवन्ति किन्तु इदमेकं मुख्यं कर्म वर्तते अध्ययनम् अध्यापनञ्च तत्र अध्ययनमिति एकं मुख्यं कर्म तदेकं गर्वस्य स्थानम् सर्वात्मना अधीतं सर्वमधीतं सुष्ठुः अधीतं मयैव अधीतम् इत्येवं वक्तुं न शक्यते किञ्चिदधीतं किञ्चिज्ञातम् तत् अल्पस्यान्नाम किन्तु स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयादिति उक्तं रीत्या तदल्पमेवं महद्भवति तादृशम् एकं मुख्यं कर्म एतत् अन्यच्च अध्यापनम् अधीतस्य विषयस्य ज्ञानं प्राप्य तत् कर्म कर्तव्यं पुनश्च अन्येभ्यः बोधनीयम् अध्यनस्य किं प्रयोजनं ज्ञानप्राप्तिः ज्ञानप्राप्तेः परं किम् इति चेत् यज्ञातं तत्कर्तव्यं साधुकर्म किम् इति ज्ञात्वा तत्कर्मकर्तव्यम् अथातो धर्म जिज्ञासा इत्युक्तौ धर्मजिज्ञासा धर्मविचारः धर्मविचारं कृत्वा धर्मस्य स्वरूपं ज्ञात्वा सः धर्मः अनुष्ठेयः अतः एतत् ज्ञातस्य विषयस्य अनुष्ठानमिति एकं मुख्यं वर्तते पुनश्च अन्येभ्यः बोधनम् स्वयं जानीयात् अन्यानपि ज्ञापयेत् स्वयं जानाति अन्येभ्यो न बोधये बोधयतीति न भवेत् अथवा स्वयं जानाति स्वयमपि न करोति अन्येभ्योपि न वदति इत्यपि न भवेत् स्वयं जानीयात् स्वयं कर्म कुर्यात् अन्यानपि बोधयेत् अन्यानपि कारयेत् अत एव आचार्यः इति शब्दः अस्ति आचार्यः शब्दस्य व्युत्पत्तिः एवं कथ्यते आचिनोति इह शास्त्राणि आचारे स्थापयत्यपि स्वयमाचरते यस्मात् तस्मात् आचार्यः तेनाचार्यः प्रकीर्तितः एवञ्च स्वयं कर्म कर्तव्यम् अध्यापनं कर्तव्यम् अन्यदपि कर्तव्यं साधुकर्म अध्यापनन्तु क्रियमाणं वर्तते एव आ बहुभ्यः वर्षेभ्यः अध्यापनं क्रियते यदा तदा द्वयोरपि लाभः अस्ति गुरुशिष्ययोर्द्वयोरपि गुरोः स्वस्य अधीतस्य विषयस्य पुनस्मरणं भवति शिष्यः नूतनं विषयं जानाति अतः उभयोरपि लाभः अतः एव सह नाववतु स नौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु इत्युच्यते एवञ्च अध्ययनम् इति इदम् एकेन कर्तुं न शक्यते कश्चन अध्यापयेत् कश्चित् अध्ययनं कुर्यात् तच्च अध्यापनं कर्म क्रियमाणं वर्तते इदमपि एकं गर्वस्यस्थानं पुनश्च लोके अस्मिन् काले प्रवचनमित्युक्ते प्रवचनं नाम अध्यापनमेव किन्तु अस्मिन् काले प्रवचनं नाम लौकिकानां कृते सरलया भाषया यया भाषया ते अवगन्तुं शक्नुवन्ति तया भाषया साधुः विषयान् बोधयेत् तत् प्रवचनम् इत्युच्यते उपन्यासः इत्युच्यते तदपि बहुभ्यः वर्षेभ्यः क्रियमाणमस्ति तदपि एकं गर्वस्य स्थानं यतः कक्षायां केचन छात्राः भवन्ति ते एव् विश् छात्राः विषयान् जानन्ति किन्तु क्वचित् सभायान्तु बहवो हि जनाः भवन्ति बहूनां जनानां कृते सकृत् युगपत् बोधयितुम् अवसरः भवति छात्राः कक्षायाम् परीक्षार्थमध्ययनं कुर्युः किन्तु अन्ये लौकिकाः जनाः यदा सभायाम् उपविषन्ति श्रुण्वन्ति इच्छया श्रुण्वन्ति ते तन्मार्गे नाम साधुः मार्गे गन्तुम् इच्छन्ति अतः एव विषयान् श्रुण्वन्ति जानन्त्यपि अतः अयम् उपन्यासः अथवा प्रवचनमिति यः कार्यविशेषः सोपि क्रियमाणः वर्तते सोपि गर्वस्यैव विषयः वस्तुतः गर्वः अहङ्कारः त्यक्तव्यः इत्येव शास्त्राणाम् आदेशः निर्ममो निरहङ्कारः समदुःखः सुखः क्षमी इति उच्यते गीतायाम् तथापि एतत्सर्वात्मना त्यक्तुं न शक्यते तर्हि किं कर्तव्यम् महान् गर्वः न कर्तव्यः अल्पः गर्वस्तु भवत्येव त्यक्तुं न शक्यते किन्तु यथा मम अन्येषां वा सर्वेषामपि साधुकर्म मया कृतम् इत्येव चिन्तनीयं नाम साधुकर्म कर्तव्यम् तेन गर्वः प्राप्तव्यः सन्तोषोपि प्राप्तव्यः किमहं साधु नाकरवं किमहं पापमकरवमिति इति चिन्ता अन्ते न बाधेत मया साधुः कर्म एव आधिक्येन कृतम् इतः परमपि अहं तथा करिष्यामि इति सर्वोपि सङ्कल्पं कुर्यात् अहमपि तथैव साधुकर्मैव कृतवानस्मि करिष्यामि अस्मिन् मार्गे अस्मि इति गर्वम् अनुभवामि सन्तोषञ्च अनुभवामि अस्तु एतावत् स्थापयामः